कालिदासः वदति दीपशिखेव रात्रौ इति एवमेव अहं मैसूरुनगरे तत्र रविवर्मस्य एकं चित्रं दृष्टवान् एका महिला हस्ते दीपं स्वीकृत्य तिष्ठति तस्याः मुखं तस्मिन् दीपप्रकाशे तेजोमयं भवति तादृशं सुन्दरं चित्रं निर्मितवान्

कलाकारः अहमेव न केवलं तत्र ये गच्छन्ति मैसूर्नगरं तत्र कलावैभवं पश्यन्ति ते सर्वेपि सामान्यतः अतीवसन्तोषम् अनुभवन्ति